एमाज़न्तः मया एकम् स्कूल् टेक्स्बुक् आनीतम् पुस्तकं तु बहुसम्यक् अस्ति तत्र विद्यालयस्य पुस्तकमस्ति इति कृत्वा सुन्दरतया बहु सुन्दरतया तत्र लिखितानि स् लिखितानि वर्तते पुनः तत्र चित्राणि अपि पुटने अपि बहुसम्यक् अस्ति तत्र पुस्तकस्य पेपर् क्वालिटि अपि बहुसम्यक् अस्ति प्रायः लघुलघुछात्राः यदि पठनसमये यदि तत्र जलमपि पतति तर्हि पु पुस्तकस्य कापि क्षतिः न भवति इति कृत्वा पु पुस्तकं बहु सम्यगस्ति पुनः तत् बहुकालपर्यन्तं तत् व्यवहर्तुमपि शक्यते